हलो हरिः ओम् अहं कश्टमर् अस्मि अत्र एतत् स्नाक्स् कमिटि स्नाक्स् स्थापयित्वा गतवान् गतवन्तः के

मम गृहे पार्श्वे एव स्थापितम् तत् मेण्से इति अस्ति तत्र भव भवतां ग्रुप् मध्ये एकः स्थापयित्वा गतवान् अहं तु त्रिवादने उक्तवती स्थापयित्वा गच्छतु इति परन्तु सः ए द्वादशवादने एव स्थापयित्वा गतवा गतवान् किमर्थम् एवं किमर्थम् एवं चलति अभवत् नास्ति अहम् अहं अहम् सि सि टि सि सि टि वि मध्ये दृष्टवती तत्र अहं मम मित्राणि अपि आह् आहूतवती तत्र नागतं चेत् इदानीम् आगतम् सः स्थापयित्वा गतवान् स्नेक्स् सं समाप् गतवान् स्थापयित्वा गतवान् तत् कुक्कुटः शुनकः आगतः आगत्य सर्वमपि खादित्वा गत गतवान् गतवान् एवम् एवम् परन्तु एतादृशानि पुनः न न भवेत् किमर्थम् एवमभवत् रेम् रेपिटेशन् सम्यक् भवति चेत् किं भवति अस्माकं कृते तु तत् न न चलति खलु तथा तथा शीघ्रं स्थापयित्वा दशवाद दशनिमेषात् प्राक् स्थापयति स्थापयति चेत् तत् सम्यक् भवति परन्तु पूर्वमेव घण्टाद्वयात् पूर्वमेव स्थापयित्वा गच्छति चेत् परन्तु भवान् भवतां तत् कार्यमस्ति रूल्स् कर्तव्यम् इति एवम् एवं परन्तु एतादृशं पुनः न भवेत्

धन्यवादः एवं भवान् तत् मेल् प्रेषयतु मह्यं कृते हा